अहं मम नाम अहं आनन्दः महोदय भवतः नाम किं महोदय ह वदन्तु हा वदतु महोदय भवतः क का आवश्यकता अस्ति आ आम् आम् अस्माकं संस्था गत चतुर्भ्यः वर्षेभ्यः उद्यानवनानां विन्यासकार्यं कुर्मः इदानीं केवलं गृहाणाम् इति न कार्यालयेषु बृहद् उद्यानवनेषु अपि वयं कुर्मः भवतः आवश्यकता अस्ति भवतः गृहः गृहस्य कृते वा अथवा गृहसमूहस्य कृते वा अथवा कार्यालयस्य कृते वा हा उत्तमम् हा उत्तमं त तद् प्रथमम् अभिनन्दनानि नूतनगृहं भवन्तः क्रीतवन्तः इति ओ अत्युत्तमं हा ओ त त्रिंशत् न चत्वारिंशत् पादं पादमितं दैर्घ्यमस्ति चेत् ब बृहत् एव अस्ति अत्युत्तमं तर्हि हा ब बहु सम्यक् त सम्यक् उत्तमं बृहद् उद्यानवनं भवति भवतः गृहस्य पुरतः कीदृशाः वृक्षाः इष्यन्ते भव भवद्भिः

हा उत्तमम् तादृशः वृक्षः आवश्यकः उत्तमम् इदानीम् इदानीम् आम्रवृक्षः आम्रवृक्षः इदानीं लघ्वाकाराः आम्रवृक्षाः भवितुमर्हन्ति इदानीं नारिकेलवृक्षाः सामान्यतः पुरात नारिकेलक्षाः वृक्षाः भवन्ति स्म इदानीम् इदानीं गृहस्य गृहस्य पार्श्वे गृहस्य पार्श्वे प्रायः नारिकेलवृक्षः भवतु वा अथवा मार्गस्य पार्श्वे नारिकेलवृक्षः भवतु वा इति अनन्तरं तदानीं क हा हा अस्तु अस्तु हा हा अस्तु उत्तमं तर्हि अहम् एव एव भवन्तः कदलीवृक्षमपि इच्छन्ति किल कदलीवृक्षः भवतु कदलीवृक्षोपि अपि भवतु वा अस्तु तर्हि अहं चिन्तयामि यतः स्थलं बृहदेव अस्ति वयम् एवम् एकस्मिन् एकस्मिन् पार्श्वे इदानीं परितः गृहं परितः अपि स्थलमस्ति वा गृहस्य पुरतः एव स्थलमस्ति वा कथमस्ति एतावत् एतावत् एतावत् स्थलमस्ति अस्तु भवन्तः स्विङ्गग् इच्छन्ति वा दोलां दोलाम् इच्छन्ति वा ह तर्हि हा अस्तु तर्हि एवं कुर्मः एकस्मिन् इदानीं वामतः गृहस्य वामतः चत्वारः वृक्षाः गृहं पुरतः एव पुरतः वामभागे चत्वारः वृक्षाः एवम् दक्षिणतः चत्वारः वृक्षाः एवं भवतु अनन्तरं किञ्चित् ग्रास् तत्र किमस्ति तत्र वयं सम यत्र वयं चलितुं शक्नुमः तादृशं ग्रास् अस्ति इदानीन्तनकाले त तथा स्थापयामः अनन्तरं दोलारूपेण एकं स्थापयित्वा त तस्य उपरि मणि प्लाण्ट् एवं किमपि तत्र स्थापयित्वा वयम् त त्र योजयामः दोलायाः उपरि अपि किञ्चित् तथा वयं वदामः इदानीम् ग्रीष्मकाले यावत् यथा औष्ण्यं न भवति बाध्यते तथा वयं स्थापयितुं शक्नुमः इदानीं वयम् एवं कुर्मः यद् एतद् एतद् म इदानीं सर्वं किञ्चित् अस्माकं साफ़्ट्वेर्मध्ये स्थापयित्वा भवते वयं प्रेषयिष्यामः भवन्तः हा तन्त्रांशः अवश्यम् अवश्यमस्ति तन्त्रांशाः सन्ति अस्माकं वयं कस्टमैजस् कृत्वा वयं तन्त्रांशं स्थापितवन्तः तद् आधारेण वयम् एतद् सम्यक् सर्वं सम्यक् स्थापयित्वा भवन्तः एकवारं पश्यन्तु दृष्ट्वा अनन्तरम् एकवारं स् सत्यं सत्यं हा विन्यासस्य चित्रं प्रेषयामः चित्रम् उपरि तत्र टाप् आङ्गल् तः द्रष्टुं शक्नुमः अनन्तरं एकवारं भवान् भवान् गृहस्यापि एतद् प्रेषयतु गृहस्य हा गृहस्य विन्यासः गृहस्यापि अनन्तरं मार्गे किं किम् अस्ति एकवारं तत्र अस्माकं ज्ञानं किमर्थं चेत् कदाचित् काम्पौण्ड् वाल् प पार्श्वे इतोपि एकं भवनमस्ति चेत् तत्र बृहत् वृक्षः बृहत् वृक्षं स्थापयितुं न श श शक्नुमह बृहत् स्थापि न शक्यः यतः पूर्वम् अधः गच्छेत् तर्हि अ वयम् एवं चिन्तयितुं शक्नुमः तद्दृष्ट्वा पार्श्वे किमस्ति इत्यपि भवान् वदतु एवं मार्गस्य द तत्र मार्ग मार्गस्य दैर्घ्यं न न आवश्यकं परन्तु वित्फ़्टि फ़ट् रोड् वा यटि फ़िट् रोड् इत्यपि भवान् तदपि सूचयतु एतत् सर्वं दृष्ट्वा हा अस्तु इदानीं इदानीं किञ्चित् इदानीं प्रथमं किञ्चित् अस्माकं तत्र यथा कार्यानुसारमेव तत्र मूल्यं भवति परन्तु इदानीं केवलं वयम् एकवारं किम् अस्ति इति तत्र दर्शयामः तद् प्रायः तदर्थम् सहस्रं रूप्यकानां एव चिन्ता नास्ति अनन्तरम् अग्रे यतः यदा तत्र क कार्यस्य एतत् सर्वं दृष्ट्वा यदि भवन्तः इच्छन्ति तर्हि तद् आधारेण एकं कोट् दद्मः तत्रापि पुनः सम्भाषणं कर्तुं शक्नुमः एतत् केवलं कन्सल्टेशन् इति न तत् केवलं स्थूलरूपेण किं किं भवेत् इति अहम् उक्तवान् तावदेव परन्तु यदिृ गृहस्य आधारेण यत्र वयं किञ्चित् एकं स्थापयामः चेत् तदर्थं सहस्रं रूप्यकाणि भवन्ति निर्माणार्थमेव अनन्तरं क कार्यानुगुणम् अत्र तस्य मूल्यं भवति सम्यक् वा धन्यवादः भवति भवतः सन्देशम् अहं प्रतिक्षे हा धन्यवादाः हा नो हा वाट्साप्द्वारा पि डि एफ़् सर्वं प्रेषयतु महोदय राम राम धन्यवादाः